अयि भोः संस्कृतमित्राणि वार्षिकरूपेण जात्रा वा उत्सवः वा आचर्यते किम् कदा आचर्यते तद्विषये बाल्यकालस्य स्मृतिः कापि वर्तते वा इत्यस्मिन् विषये वयम् इदानीं किञ्चित् विचारम् आचरामः तत्र सर्वत्रापि सर्वेषु नगरेषु ग्रामीणप्रदेशेषु अपि जात्राः भवन्ति तथा अनेके उत्सवाः अपि तत्र तत्रत्याः जनाः आचरन्ति यतो हि जात्रायाः आचरणेन उत उत्सवादीनाम् आचरणेन अस्माकं तावत् अस्माकं दैवीशक्तिः वर्धते सर्वेषां सन्तोषः भवति भगवत्ता भगवतः चिन्तनं तस्मिन् विषये तदस्मिन् सन्दर्भे सर्वैः युगपत् कर्तुं शक्यते तदानीं तया जात्रया अनेके जनाः उद्योगं प्राप्नुवन्ति अनेकविधाः व्यवहारः भवन्ति इत्यस्मात् कारणात् सर्वत्रापि वार्षिकरूपेण जात्रादिकम् उत्सवादिकम् आचरन्ति इदानीं सन्निहिते काले तत्र उत्सवः इत्युक्ते नवरात्रि उत्सवः सद्यः आगच्छन्नस्ति मैसूरुनगरे तावत् नवरात्रिसन्दर्भे जम्बूसवारि इति एकः उत्सवः आचर्यमाणः सद्यः भवति तादृश उत्सवादीनां भागवहनम् अस्माकं पूर्वं तावत् विशेषतया भागिनः भवितुम् अवकाशः नासीत् यतो हि तस्मिन् सन्दर्भे वयं ग्रामीणप्रदेशेषु आस्म तदानीम् इदानीं यद्भवति नवरात्रि उत्सवसन्दर्भे यावच्छक्ति मैसूरुनगरं समागत्य उत्सवाः दर्शनं कर्तुं अवकाशः अस्ति वा इति विचिन्त्य यदि जनसम्मर्दः अधिकः भवति चेत् तत्र भागिनः भवितुं न शक्यते अस्माकं गृहेषु एव उपविश्य उत्सवादीनां दर्शनं टी वी द्वारा कर्तुं वयं शक्नुमः

हिरेकल् मठ इति एकं पुण्यक्षेत्रमस्ति तत्र हिरेकल् मठे तत्र वार्षिक उत्साहः रथोत्सवः जातः तस्मिन् सन्दर्भे पञ्चदशसहस्राधिकाः जनाः तत्र आगत्य दर्शनम् उत्सवे तावत् भागिनः जाताः तादृशविषये सन्दर्भे विशेषतया आहारवितरणं सर्वेषां कृते अपि नाम पञ्चदशसहस्रं विंशतिसहस्रं यावन्तः वा आगच्छन्ति तावतां सर्वेषां कृतेपि तादृशभोजनव्यवस्था तत्र भवति पूजादिकं तावत् भवति आम् अनन्तरं नवरात्रिसन्दर्भे तत्पूर्वं अनन्तरमपि तत्र गतमासे श्रावणमासत्वात् रथोत्सवस्य आचारणात् पूर्वम् एकमासपर्यन्तं पुराणप्रवचनादिकं कल्पितमासीत् तत्र वयं सर्वे भागिनः जाताः इदानीं पुनः अस् आगामिनि मासस्य उत्सव नवरात्रि उत्सव सन्दर्भे मैसूरुनगरम् आगन्तव्यमिति अस्माभिः चिन्तितमस्ति एतादृशः उत्सवः अस्माकं बाल्यकाले सम्यक् न दृष्टः इदानीं ज्येष्ठाः स्मः अस्माकं पुत्रान् पौत्रान् सर्वानपि नीत्वा उत्साहं उत्सवे तावत् वयं भागिनः भवामः एतादृश उत्सवादीनाम् आचरणं सर्वत्रापि सर्वत्रापि सम्यक् इच्छेनतया प्रचलतु उत्सवादीनाम् आचरणेन आम् भाविजनाङ्गे तावत् धार्मिकं भावना जाता भवतु एतदवश्यं सर्वैः अनुसरणीयः इत्युक्त्वा मम वाक्यानि समापयामि